नमस्कारः हा तत्र तु लक्ष्मीनगराय गमनम् अस्ति कदा कदा आगमिष्यति लक्ष् लक्ष्मीनगरे तु हनूमान् मन्दिरमस्ति खलु हा तत्र गमनार्थं तु वाहनमपेक्षितमस्ति हा भवान् कुत्र अस्ति खलु हा हा हा तर्हि कदा अत्र प्राप्तव्यं भवान् भवती अहं तु पाण्डे लेयौटे निवसामि ततः लक्ष्मिनगरे गमनम् अपेक्षितमस्ति अधुना एव दशनिमिषानां दशनिमिषानाम् अनन्तरमेव सार्धपञ्चवादनपर्यन्तं हा अस्तु अस्तु हा आम् आं चलति चलति हा आगच्छतु हा मूल्यं मीटर् मीटर् योजयित्वा आगच्छतु खलु मीटर् द्वारा अपि वा किमपि मूल्यं पूर्वं निश्चितं कुर्मः वा हा हा तर्हि मीटर् योजयित्वा आगच्छतु हा यत् किमपि मूल्यं भविष्यति तदहं दास्यामि हा हा हा हा हा हा मिलामः मिलामः सत्वरं मिलामः हा